स्वयमेव फलशाकानाम् उत्पादनेन असङ्ख्यलाभाः सन्ति तत्र प्रथमः धनस्य लाभः एव तेन धनम् आर्जयितुम् अस्माभिः शक्यते स्वनिर्मितभोजनस्य स्वादः अधिकः इति सर्वे जानन्ति किमर्थं शिखरपक्वतायां स्वादौ च उद्धृतं भवति यदा फलपुष्पाणि उत्पादयन्ति तदा भवन्तः स्वस्य सम्यक् पक्वतान् चिन्वन्तु चिन् चिन्वितुं शक्यते फलेषु शाकेषु वा दृश्यमानानां लाभप्रदानां पोषकाणां स्वादः वनावटपरिमाणं च प्रभावितं करोति एवं स्वयमेव फलशाकानाम् उत्पादनम् अस्माभिः कर्तव्यमेव तेन अस्माकमेव स्वास्थ्यस्य सम्यक् रक्षणं तेन च अस्माकं स्वास्थ्यलाभः च लभ्यते पुनः फलानामपि फलपुष्पाणामपि एवं गृहे एव परिवर्धनं सर्वैरेव कर्तव्यम् इति तत्र सर्वैः यत्नः कर्तव्यः